क्रीडापटुः कृते तु तथा बहु संयमः आवश्यकः भवति सः किञ्चित् शान्तचित्तेन क्रीडां करोति चेत् तस्य कृते अपि उत्तमं भवति अनन्तरं तस्य गणस्य कृते अपि उत्तमं भवति इत्युक्ते तस्य मनस्थितिः बहु शान्तं स्थापयति चेत् तथा उत्तमं भवति अनन्तरम् आहारस्य विषयः अपि द्रष्टव्यम् आहारः तस्य सात्त्विकम् अपि भवेत् अनन्तरं किञ्चित् पौष्टिकम् अपि भवेत् तत्तु आवश्यकमेव अनन्तरम् अन्यत् किम् इत्युक्ते तस्य स्वच्छता शरीरस्य स्वच्छता मनः स्वच्छता तदपि बहु अवश्यकम् अस्ति व्यवहारः इत्युक्ते सः यदा क्रीडति तदा सः स्वस्य कृते न सः तस्य टीम् इत्युक्ते तस्य गणस्य कृते स क्रीडा कर्तुम् आवश्यकं सर्वदा तस्य मनसि गणः गणः समाजः देशः अस्माकं देशः इति एव भावना भवेत् केवलम् अनन्तरं यशः मिलति तथा न ह्म यशस्य कृते न